मम राज्ये लोकयानं सम्यगेव अस्ति जनाः तस्य माध्यमेन यात्रां कर्तुं तु इच्छन्ति किन्तु तत्र नाम लोकयानेषु इतोऽपि व्यवस्थाः इतोऽपि सामीचीन्यं सम्पादनीयं वर्तते यथा याने स्वच्छता ईषदेव वर्तते मम राज्यं तु आन्ध्रप्रदेशराज्यं वर्तते अतः तत्र ए पी एस् आर् टी सी इति लोकयानसंस्था वर्तते सा संस्था तावत् प्रकृते नष्टेषु अस्ति इति श्रूयते अतः तस्याः कनेक्टिविटी नाम अन्येषु राज्येषु प्रापणयोग्यता तावती नास्ति तथा लक्ज़री बस्सेस् लक्ज़री लोकयानानि यानि वर्तन्ते सुख सुखालोकयानानि तानि तावन्ति नोपलभ्यन्ते इति कारणात् तत्र इतोऽपि वर्धनम् अपेक्षते यत् यदा तु नगर नगरसम्बद्धयानं वर्तते अत्रैव भ्रमणं भ्रमति यत् लोकयानं तत्र तावत् समीचीनतया वर्तते सर्वमपि यतो हि तैः अत्र अधुना एलेक्ट्रिक् वेहिकल् कल्पितं वर्तते अतः तत् सर्वमपि सम्यगेव अस्ति